देशीयचिकित्सापद्धतयः प्रायः तिस्रः सन्ति इति वक्तुं शक्यते आयुर्वेदपद्धतिः सिद्धपद्धतिः उनापद्धतिः इति एतेषां एतासां पद्धतीनां विशेषत्वं वर्तते एव आयुर्वेदपद्धतिः नाम प्रकृतौ विद्यमानानां सस्यानां स्वीकृत्य सस्यानां औषधं नाम सस्यानि एव औषधरूपेण स्वीक्रियन्ते अत्र भवति आयुर्वेदशास्त्रम् आयुर्वेदपद्धतिः सिद्धपद्धतिर्नाम अत्र ये चिकित्सकाः भवन्ति ते स्व अनुष्ठानेन सिद्धिं प्राप्नुवन्ति तेषां सिद्धिद्वारा रोग उपशमनं भवति तत् सिद्धशास्त्रम् इति कथ्यते एवम् एतेषां भेदः वर्तते विशेषत्वम् अपि एवं वक्तुं शक्यते इति